भारते बहवः व्यापारिणः उद्यमिनः नेतारः च अनेकक्षेत्रेषु कार्यं कृत्वा देशस्य गतिं परिवर्तयन्ति यथा शिक्षाक्षेत्रे परिवर्तनस्य विषये भवता शृतं स्यात् शिक्षायाः कृते नवीनं नवीनतमप्रौद्योगिक्याः उपयोगेन उद्यमिनः नूतनानि रोचकाः च शिक्षाप्रतिमानः विकसितवन्तः एतेन सह विपणसञ्चारे क्षेत्रे अपि तीव्रपरिवर्तनं जातं नूतनानां डिजिटल् माध्यमानाम् उपयोगेन व्यापारिणः स्वस्य उत्पादानां सेवानां च विपणस्य नूतनाः उपायाः प्राप्नुवन्तः मम कृते अतीवरोचकं महत्त्वपूर्णं च दृश्यते देशस्य विकासे एषः परिवर्तनं महत्त्वपूर्णमस्ति व्यापारिभिः शिक्षा शिक्षाक्षेत्रे बहवः परिवर्तनाः आनीताः ते नवीनतमप्रौद्योगिक्याः उपयोगेन शिक्षाप्रतिमानं परिवर्तितवन्तः यत् छात्रान् व्यापारजगति सफलतायै सज्जीकरोति एते सर्वे परिवर्तनाः शिक्षाक्षेत्रे नूतनाः रोमाञ्चकारी च सम्भावना प्रदास्यन्ति आम् अहं मन्ये नवीनतमप्रौद्योगिकी शिक्षाक्षेत्रस्य कृते अतीव उत्तमं साधनमस्ति छात्राणां कृते महतीं सम्पर्कम् उपयोगिता समस्यस्य च बचतं करोति अन्तर्क्रियाशैली प्रतियोगिकी आन्लैन् वर्गाः डिजिटल् सामग्री च छात्राणां कृते रोचकरूपेण सम्बोधनरूपेण च पाठयितुं महान् माध्यममस्ति एतेन सह नवनीतं प्रौद्योगिकी छात्रान् व्यापारजगत् सज्जीकर्तुं सहायं करोति